बेङ्गलूरुनगरं कर्णाटकराज्यस्य अर्थव्यवस्थायाः निमित्तं सं वाट् फोर्टित्रि पर्सेन्ट् योगदानं करोति यतोहि अत्रैव वयं है टेक्नोलजि संस्थाः दृष्टुं शक्नुमः यत्र किम् अपि च शैक्षणिकक्षेत्रे अपि किम् उ किम् उत्तमाः संस्थाः बेङ्गलरूनगरे एव पश्यामः यतोहि इन्डियन् इन्स्टिट्युट् ओफ् मेनेज्मेन्ट् इन्डियन् स्टेटिस्टिकल् इन्स्टिट्युट् नेष्नल् इन्स्टिट्युट् ओफ् डिसैन् नेष्नल् इन्स्टिट्युट् ओफ् फेशन् टेक्नोलजि एते सर्वे शैक्षणिक संस्थाः बेङ्गलूरुनगरे एव अस्ति अतः एतदपि अर्थव्यवस्थायाः कृते महत् योगदानं कुर्वन्ति तद तत् केवलं न अस्माकं किम् अभिमानः यदस्ति इन्फोसिस् विप्रोटेक्नोलजिस् मैन्ड् ट्री फ्लिप्कार्ट् स्विग्गी ओला एप्स् इन्मोबि क्विक्कर् रेड् बस् एतत् सर्वमपि बेङ्गलूरुनगरतः इति कारणात् एतत् किम् एतत् आहत्य कर्णाटकराज्यस्य अर्थव्यवस्थायाः कृते महत् योगदानं कुर्वन्ति